मम राज्ये गन्तव्यानि स्थानानि बहुनि सन्ति तिर्थक्षेत्राणि सन्ति तद् विहाय पर्वतश्रेणयः अपि वर्तन्ते बहवः जलपाताः सन्ति इत्यादिरुपेण बहूनि गन्तव्यानि स्थानानि सन्ति अर्थात् शरि अस्माकं दैविकशक्तेः वर्धनार्थं तिर्थक्षेत्रं प्रति गन्तव्यम् पर्वतश्रेण्यादिकं प्रति किमर्थं गन्तव्यं मनोल्लासता प्राप्त्यर्थं अथवा तत्रत्य विषयाणां विषये अध्ययनार्थं ज्ञानप्राप्त्यर्थं गन्तुं शक्यते जलपातादिस्थानं प्रति तत्र मनोल्लासता प्राप्त्यर्थं अस्माभिः तत्र गन्तुं शक्यते